हरिः ओं नमस्ते वदतु नमस्ते सद्यः अहं चिकित्सालये नास्मि बहिः अस्मि किम् अभवत भवत्याः नाम किम् अस्तु अहम् अद्य नास्मि अहं ग्रामे अस्मि श्वः वा परश्वः चिकित्सालये भवामि किम् अभवत्

अस्तु अस्तु

अस्तु कदा विवाहः आसीत् अस्तु अस्तु उदरवेदना अस्ति वा वमनम् अभवत् वा अस्तु एकं कार्यं करोतु अहम् एकम् औषधं सूचयामि यतः अहम् अद्य चिकित्सालयम् आगन्तुं न शक्नोमि अतः औषधं वाट्सेप् द्वारा प्रेषयामि नाम् औषधं नाम भवती तत् स्वीकरोतु अनन्तरं पुनः काल् करोतु औषधं मम चिकित्सालये लभ्यते मम सहायकी अस्ति तत्र नो चेत् भवत्याः गृहस्य समीपे औषधापणः अस्ति चेत् तत्र अपि क्रीणातुं शक्नोति औषधनाम अहं प्रेषयामि आम् व अस्तु प्रेषयामि

अस्तु चिन्ता नास्ति यदि औषधं न लब्धं तथापि दूरवाणीं करोतु अहम् अन्यत् औषधम् अपि वदामि औषधं लभ्यते चेत् काल् करोतु कथं स्वीकरणीयम् इति अहं सूचयामि हा अस्तु भगिनि